आम् अहं तरणस्य शिक्षणं प्राप्तवान् तरणशालायां गत्वा तत्र शिक्षकस्य समीपे तरणज्ञानं प्राप्तवान् जलपूरणार्थं तरणज्ञानम् अतीव आवश्यकं भवति तरणज्ञानं विना जलपूरणं अतीवदुःखदं भवति आम् एकवारम् अहं निमज्जनादिसमस्याः जाताः तत्र तरणार्थम् एकं सरोवरं गतवान् तत्तु निर्जनप्रदेशः तत्र तरणसमये अहं तरणं विस्मृत्य जले निमज्जमानो अभवम् तदा तत्र एकं काष्टस्य साहाय्येन उपरि आगतवान् एतादृशरीत्या निमज्जनादिसमस्या निर्वहामि